वृद्धैः तथा श्रमजनैः अनुभवीय वेदना पृष्ठवेदना सामान्यम् तत्र कारणं तु अस्थिद्वयोः मध्ये अन्तरम् अथवा रसस्य न्यूनता तत्र गृहोपचाराः बहवः विद्यन्ते एकं तु पाषाणलवणम् उष्णीकृत्वा शुभ्रवस्त्रे बध्वा मसाज्रीत्या वेदनं न्यूनं कर्तुं शक्यते अपि च प्रातः स्नानात् प्राक् देहे तैलं स्थाप्य किञ्चित् व्यायामं कृत्वा उष्णजले स्नानं स्वस्थदृष्ट्या उत्तमम् अपि च पृष्टे वेदनायुक्तप्रदेशे तैलं स्थाप्य मसाज् करणेन वेदन श्रमो भवति